अस्माकं प्रदेशे सर्वकारीय वृत्तिनाम् अपेक्षया वैय्यक्तिक वृत्तिं बहु अधिकतया कुर्वन्ति किमर्थं नाम सर्वेषां क्षेत्राणि भवन्त्येव अस्माकं प्रदेशेषु अतः सर्वकारीयवृत् तिभ्यः यानि धनानि आगच्छन्ति तेषाम् अपेक्षया अधिक धनम् वैय्यक्तिक वृत्तौ भवति इत्यतः जनाः अधिकं कृषिमेव कुर्वन्ति तथा इदानीन्तन ये छात्राः सन्ति ते सर्वकारीय वृत्तिं कर्तुम् इच्छन्ति तथा यदि न प्राप्यते सम्यक् पठन्ति चेदपि न प्राप्यते चेद् चेदपि पुनः वैय्यक्तिक वृत्तिं नाम कृषिकार्यार्थमेव आगच्छन्ति तथा अस्माकं प्रदेशे अपि उद्योग राहित्यं वर्तते एव यथा अन्यत्र अस्ति परन्तु यथा अन्यत्र वर्तते यावत् वर्तते तावत् अस्माकं प्रदेशेषु न भवति किमर्थं नाम तत्र जीवनं कृषिमूलं वर्तते